मम इष्टतमलेखकः अस्ति बाबासाब् पुरन्दरे बाबासाब् पुरन्दरे बहूनि पुस्तकानि लिखितवान् लिखितवान् राजाशिवः पत् छत्रपतिः शेलार्खिण्डो पुरन्दर्चाबुर्जावरुण् इति इत्यादयः तस्य लेखाः मत् इत्युक्ते पुस्तकानि सन्ति राजाशिवछत्रपति इति पुस्तके सः शिवाजीमहाराजस्य वर्णनं बहु सम्यक्तया कृतवान् महाराजस्य शौर्यं नीतिः तस्य व्यवहारकुशलता इत्यादयः इत्यादयः गुणानां वर्णनं बहु सम्यक्तया कृतवान् एवं महाराजस्य जीवनस्य प्रसङ्गः तस्य अब्जल् खान्वत् य अनन्तरम् आग्रानगर्यातः सः स्वं स्वस्य विमोचनं कृतवान् बहून् कुशलतया नीतितया स्वस्य स्वस्य पुत्रस्य एवं स्वस्य सर्वान् जनानां सर्वानां जनानां सह कुशलतया विमोचनं कृतवान् एवं तस्य रणनीतिः एवमपि बाबासेब् पुरन्दरे महोदयेन बहु सम्यक्तया तत्र लिखितमस्ति एवं तस्य भाषा बहु समृद्धा अस्ति सः लिखति अहं तस्य पुस्तकस्य एकं वाक्यं मराठ्यां वट् वदामि सः सः लिखितवान् आसीत् आसीत् सूरत् शरामध्ये लक्ष्मी खूब् नान्दथुत्ति अत्यन्तसमृद्धवती लक्ष्मी अणी इत्य सूतूतेमधेस् लक्ष्मीच सक्खभौवुत्ता तु मुज्झे खान् सक्खाबौ मञ्जे शङ्ख शङ्ख मञ्जे खान् शङ्ख पञ्जल मुड्डुख्या शंख यद्दिकि जल कोळतितला एतदृश्याः अलङ्कारिकभाषा सह उक्तवान् उपयु युक्तवान्